मम ग्रामे कश्चन सर्वकारीयः ग्रन्थालयः विद्यते तत्र पूर्वम् आगच्छमहं तत्र न्यूज़् पेपर् वार्तापत्रिकादिकं वार्तापत्रिकादिकं पठितुं गच्छामि स्म तत्रैव यदि समीचीनं पुस्तकं लभ्यते तदपि पठामि स्म इदानीं तावत् तत्र अस्माकं विश्वविद्यालये एव एकः महान् ग्रन्थालयः विद्यते तत्र सर्वाण्यपि पुस्तकानि प्रायः लभ्यन्ते यत् यः कोऽपि विभागः भवतु सर्वस्यापि विभागस्य प्रायः सर्वाणि पुस्तकानि उपलभ्यन्ते अतः यदा कदापि तत्र गन्तुं शक्यते एवं यद् किमपि पुस्तकम् अपेक्षितं तत् स्विकृत्य यावत्कालं अपेक्षित तावत्कालं उपविश्य तत्र तत्रैव पठितुं शक्यते गृहे तावत् मम वैयक्तिकः ग्रन्थालयः इति महान्तु नास्ति मम यावन्ति पुस्तकानि भवन्ति तावन्त्यैव तदैव ग्रन्थालयः इति वक्तुमपि शक्यते परन्तु तादृशः ग्रन्थालयः निर्मातव्यः इति तु मनसि किमपि नास्ति